मम इष्टतमं पर्यटनं स्थानं अस्माकं जन्मस्थानं तत्र अस्माकं पूर्वजानां गृहं तैः निर्मितं गृहं तथैव तैः वर्धिता वाटिका अथवा कृषिक्षेत्रं तत्र वर्तते तत्र गत्वा पर्यटनङ्कृत्वा यदि आगच्छामः तर्हि मनसः शान्ततां वयं प्राप्तुं शक्नुमः अतः मम इष्टतमं इष्टतमं स्थानं पर्यटनं स्थानं अस्माकं स्वग्रामः तत्र विशिष्टरूपेण वयं जनानां बान्धवानां मेलनं प्राप्तुमपि शक्नुमः तदर्थं वयं तत्र पर्यटनं कुर्वन्तः भवामः